हरिः ओम् अहं ब्रह्मविद्या कुटीर् मणिकुण्डातः अहं दिसूनगरसमीपस्थ प्रदेशं सरूर्नगरं गन्तुम् इच्छामि सरूर्नगरसमीपे विवेकानन्दविग्रहसमीपे मालोल संस्कृतविद्यापीठम् अस्ति तत्र अहं गन्तुम् इच्छामि तदर्थं यावत् शीघ्रं एकं यानं कार् यानं प्रेषयतु तेन अहं सपदि इतः प्रस्थातुम् इच्छामि तस्य युक्तं मूल्यम् अहं दूरवाण्यां प्रेषयिष्यामि धन्यवादः